लाक्डौन्काले अहं प्रतिदिनं भोजनं निर्माणं कृतवान् तत्र मध्याह्ने क्वथितम् अपि निर्माणं कृतवान् अनन्तरं प्रातःकाले अपूपम्अपूपाः निर्माणं कर्तुं प्रयत्नं कृतवान् अनन्तरं भोजनेन सह खादितुम् व्यञ्जनं निर्माणं कृतवान् एवमेव सन्द्यपूपः पूपः निर्माणं कृत्वा प्रातःकाले खादितवान् यदा आपणः कीलितमासीत् तस्मिन् समये कृषिस्थले विद्यमानानि वस्तूनि स्वीकृत्य व्यञ्जनानि निर्माणं कृतवान् एवम् चणकं यथेष्टं पूर्वमेव चणकः स्वीकृत्य स्थापितवान् इति कारणात् तदपि जले स्थापयित्वा प्रतिदिनं किञ्चित् प्रातःकाले खादितवान् मध्ये एकदिनं पायसं निर्माणं कृतवान् अनन्तरम् माशावाडिका निर्माणं कर्तुं प्रयत्नं कृतवान् परन्तु सम्यक् नाभवत् तथापि तदर्थं प्रयत्नं कृतवान् प्रतिदिनं तक्रं योजित्वा भोजनं खादितवान् अनन्तरं सारः व्यञ्जनं तक्रं एतद् प्रतिदिनं भोजने योजयितुं प्रयत्नं कृतवान् माशातोशः एकदिनम् अनन्तरं चायं प्रतिदिनम् एतद् काफ़ी मध्येमध्ये इत्यादि निर्माणं कृत्वा खादितवान् आसम्